शिक्षणं जीवनस्य मूलाधारम् अस्ति इति कारणात् शिक्षणं जीवने बहु मूल्यं मम पुत्रः अभियान्त्रिकी भवति मम पुत्री अपि अभियान्त्रिकी भविष्यति शिक्षणजीवनस्य मूलकारणं विना शिक्षणं जीवनं सुखदं न भवति इति कारणेन शिक्षा बहु मूल्यम् अस्ति जीवने शिक्षणस्य बहु महत्त्वम् अस्ति यः न शिक्षति सः जनाः सह चतुष्पादरूपेण जीवनं व्यापयति इति कारणेन शिक्षणं बहु आवश्यकम् अस्ति